अस्माकं भारतम् इदानीं बहु परिवर्तनं जायमानमस्ति नाम बहु फ़्यूचर्स् आगच्छन् अस्ति यदि अस्माकं निकटे इदानीं दूरवाणी न भवति स्म चेत् नाम अन्तर्जालं न भवति स्म चेत् अस्माकं कृते नाम गतवर्षे यत् कोरोना वैरस् तः सर्वं वर्षद्वयं लाक्डौन् जातमासीत् तदा अस्माकं शिक्षणं यदि लाक्डौन् अस्ति चेत् शालां गन्तुं न शक्यते तदा अस्माकं पठनं कथम् इति प्रश्ने सति तदा सर्वे आन्लैन् स्क् क्लास् द्वारा तेषां शिक्षणं पठितवन्तः एवं इदानीं भारतेषु भारतेषु बहु फ़्यूचर् सर्वम् आगच्छन्नस्ति इदानीं तु वन्देभारत् ट्रेन् बहु वेगेन गच्छति एवं दूरदर्शनं इदनीं मनोरञ्जनं मनोरञ्जनार्थं क्रिकेट् मैदानम् इत्यादिकं सर्वं बहु आगतमस्ति तथैव एवं तन्त्रज्ञानं सर्वं यदि भवति चेत् अस्माकं सौलभाय भवति इति इदानीं तु भारतात् भारतदेशं तु बहु परिव परिवर्तनं जायमानमस्ति अन्येषु देशेषु अपेक्षया अपि बहु आर्थिकता आर्थिकविषये वा भवतु फ़्यूचर् विषये वा नौकाप् नाम इदानीं कथं नाम इस्रो कम्प्नी अस्ति बाह्यकासे संस्थानां संस्था वा किमपि बहु अग्रे गच्छनस्ति एवम् अस्माकं भारतस्य परिवर्तनं जायमानमस्ति इति उक्ता विरमामि